वर्तमानसमये अस्माकं भारतवर्षस्य आरोग्यव्यवस्था बहु सम्यक् नास्ति परन्तु पूर्वकाले अस्माकं भारतवर्षस्य आरोग्यव्यवस्था बहु सम्यक् आसीत् कारणं पुरातनकाले अस्माकम् आरोग्यव्यवस्था अस्ति होमियोपति अथवा वैद्यव्यवस्था इदानींतनीय आरोग्यव्यवस्था भारतस्य तावत् उत्तमं नास्ति परन्तु वर्त वर्तमाने वर्तमानस्य अपेक्षया पूर्वकाले अस्माकं भारतवर्षस्य आरोग्यव्यवस्था बहु उत्तमम् आसीत् पूर्वकाले भारतवर्षे यत् वेद् वैद्याः आसीत् ते सर्वे बहु ज्ञानीजनः गुणीजनः आसीत् वर्तमानसमये अपि बहु गुणीजनः अस्ति परन्तु वर्तमानसमयात् अपेक्षया पूर्वकालात् यत् अस्माकं भारतीय आरोग्यव्यवस्था आसीत् तत् बहु उत्तमम् आसीत्